भवन्तः डामस्सिटिकल् अस्ति वा तर्हि एका समस्या जाता तस्य भवान् सर्वेषाम् अपि बालकानां काचित् समस्या जाता तत्र प्रत्यर्थे विश्वविद्यालये एकं मीटिङ्ग् आयोजितमस्ति पेरेण्ट्स् मीटिङ्ग् परीक्षा अस्ति वा एकमासानन्तरं तस्य उपरि किञ्चित् डिस्कस् अस्ति न ते भविष्यन्ति

आं चर्चा करणीया चर्चा करणीया तथा च विद्या शेड्यूल् प्रपरश्वदिने भविष्यति मिटिङ्ग् तर्हि भवान् आगच्छन्तु समयः अस्ति एकादशवादने विलम्बं न करोतु वदतु का कम्पनी का कम्पनी ओ तर्हि शेड्युल् शेड्युल् अस्ति वा एकादशवादने भवन्तः आगच्छन्तु नो भो न भो तस्य मध्ये परिवर्तनं न करोमि अहं ममापि शेड्युल् अस्ति वा ममापि शेड्युल् अस्ति किञ्चत् शृणोतु भोः ममापि अस्ति वा शेड्यूल्

तर्हि भवानागच्छतु अन्यथा तथा चा भवन्तः मम बालकः न्यूनः न्यूनः न्यूनबालकः अस्ति तथा च बुद्धिः अपि तस्य न्यूना जाता

चेत् एतत् प्रकारेण अहं करोमि टीका कट्